जलस्य शोधनार्थं सामान्यतः जलशोधनयन्त्राणि उपयुक्तमस्ति तद्विहाय गृहेषु घटेषु जलस्य सङ्ग्रहणं क्रियते अनेन अनुपयुक्तानि कणानि जलं प्रति न आगच्छन्ति अनेन जलस्य तापमानम् अपि न्यूनं भवति इदं विहाय जलम् उष्णीकृत्य जनाः जले लावञ्चादिलवङ्गादिकणानि जले स्थापयन्ति